इदानीं बालश्रमिका अस्माकं कर्नाटकराज्ये नास्ति पूर्वम् आसीत् इदानीं नास्ति बालश्रमिकानिर्माणं तत् निर्वहणं कर्तुम् इन्स्पेक्टर् आवश्यकम् इदानीं होटेल् मध्ये बालश्रमिकाः सन्ति अन्यत् फ़ेक्ट्रि मध्ये नास्ति नास्ति होटेल् मध्ये परीक्षणार्थं पोलिस् गन्तव्यं तत्र दृष्ट्वा तत्र पोलिस् जनाः बालश्रमिकाः अस्ति चेत् तत्र केस् केस् कृत्वा कृत्वा निवारणं करणीयम् अन्यत् उत्तरभारतमध्ये अस्ति वा इति अहं न जानामि कर्नाटकराज्येषु तत्र न नास्ति बालश्रमिका नास्ति पूर्वे आसीत् इदानीं नास्ति